आम् सत्यं कृषिकाणाम् आत्महत्यासमस्या इत्येका बृहती समस्या वर्तते किन्तु तस्य किमर्थम् एवं भवति इति चेत वृष्टेः अभावः कदाचित् स्यात् एवं तेषां तस्य कृषेः उत्पन्नानां व्यापारार्थं व्यवस्था न स्यात् कदाचित् तस्य ऋण परिहारार्थं किञ्चित् व्यवस्था न न स्यात् विलम्बः स्यात् कदाचित् बेङ्क् जनानां बेङ्क् जनैः त्रासः स्यात् कदाचित् एवं एतत् सर्वमपि एते सर्वाण्यपि कृषिकाणाम् आत्महत्याविषये कारणानि भवन्ति तेषां परिहारार्थं नाम आत्महत्यायाः निवारणार्थम् अस्माभिः अस्मत्जनैः किं कर्तुं शक्यते इति चेत् वयं माल् मध्ये बृहत्बृहत्प्रकोष्टेषु व्यापारं प्रमुखतया कृषि उत्पन्नानां व्यवहारं वयं न्यूनतमं कुर्मः यदि कृषकैः व्यापारः क्रियते चेत् तैः एव अस्माकं अगत्यवस्तूनां व्यापारं कुर्मः स्वीकारं कुर्मः तर्हि यदि एते माल् इत्यादि भवन्ति किल ते एव कृषिकाणां मार्गे कृषिकाणाम् उत्पन्नस्य प्रतिबन्धकाः भवन्ति इति भावयामि अतः वयं यावत् साध्यं कृषकैः एव कृषकैः एव वयं सामग्रीन् स्वीकुर्मः सर्वकारेण के के उपायाः इति इत्युक्ते निःशुल्कं ऋणव्यवस्था क्रियते चेत् केवलं यावत् ऋणं दत्तं तावदेव स्वीकरणीयम् एवम् एवं क्रियते चेत् तेषामपि अनुकूलाय भवति इति भावयामि